मम प्रदेशे बह्व्यः सांस्कृतिकक्रीडाः सन्ति सर्वे क्रीडन्ति च यथा इदानीं मम शास्त्रविषये यदा यदि वदामः तत्र वदामि तर्हि विद्यालयेषु अक्षरश्लोकी नामकः एका क्रीडा वर्तते तेन बुद्धिविकासोऽपि भवति काव्यादीनां परिचयोऽपि भवति यथा अक्षरश्लोक्यां यदि एकं श्लोकं वदामः तस्य तृतीयपादस्य प्रथमाक्षरः यः वर्तते तमेव स्वीकृत्य अन्तिमः अग्रिमः यः वा अग्रिमः यः वर्तते सः सः अक्षरम् एव आरम्भं भवति यस्य श्लोकस्य तं श्लोकं वदेत् अतः बहु सम्यक् रीत्या सा क्रीडा प्रवर्तते तस्मात् तस्याः क्रीडायाः बहु विशेषः बहु काव्यादीनाम् अध्ययनोऽपि भवति अतः अक्षरश्लोकी नामिका क्रीडा बहु उत्तमा वर्तते तथैव ग्रामेषु कृष्णजन्माष्टमी कृष्णजन्माष्टम्यां नवनीतपूरितं घटं ताडनीयम् इत्याद्यः क्रीडाः इत्याद्यः इत्याद्यः इत्याद्यः आद्यः क्रीडाः अपि क्रीडन्ति